लेखने प्राक्तु लेखनी पत्रम् इति एवं रूपेण लेखनं क्रियते स्म यदा तु टङ्कनयन्त्राणि आगतानि तदुत्तरं लेखनी अङ्कनी पत्रं सर्वं गतम् तत् उत्तरं तु सङ्गणकस्य उपयोगः वर्धितः तेन सर्वे एव सङ्गणकस्य उपरि स्वकीयं लेखनं लिखन्ति तस्मात् अहमपि मम लेखने कलात्मकतां तान्त्रिकतां च आनेतुं सङ्गणकस्य उपयोगं करोमि येन मम लेखनं सुष्ठुः दृश्येत् यदि तु तत् सम्यक् दृश्यते तर्हि सर्वे एव तत् पठन्ति यथा केचन आधुनिककाले ब्लाग् लेखनं कुर्वन्ति तत्र यदि ब्लाग् लेखनं समीचीनप्रकारेण क्रियते तर्हि तद् ब्लाग् प्रति अतिशयेन आधिक्येन जनानां पठनेन अभिप्रायस्य प्राप्तिर्भवति तद्वत् अहमपि प्रयत्नं कृत्वा समीचीनप्रकारेण मम लेखने कलात्मकताम् आनीय तान्त्रिकतायाः उपयोगं कृत्वा समीचीनं लिखामि एवं प्रकारेण लेखनं कृत्वा मया कलात्मकरूपेण स्वीय अभिप्रायस्य दर्शनं कर्तुं शक्यते अपि च सङ्गणके कृतलेखनम् अधिककालं तिष्ठति